महोदय भवतः यत् प्रेषितं वस्तु बहु सम्यक् अस्ति आपणतः यत् स्वीकृतं ततः अपि एतद्वस्तु बहु सम्यक् अस्ति भवतः प्रेषितं वस्तु बहु सम्यक् अस्ति इतोऽपि आवश्यकं चेत् अहं सूचयामि धन्यवादः